सामान्यतया योगाभ्यासार्थं मया एकघण्टा दीयते यदि कालः महान् विद्यते तर्हि अग्रेऽपि अहम् अनुवर्तयामि घण्टाद्वयं आधिक्येन कर्तुं शक्नोमि तथा च स्वच्छे परिसरे वृक्षाणां मध्ये अथवा शु यत् स्थानं सम्यक् सुष्ठु इति भासते तत्र गत्वा योगाभ्यासं प्राणायामञ्च यथाशक्ति सम्यक् करोमि तत्र तावत् वृक्षाणां मध्ये अथवा यत्स्थाने वायुः सम्यक् वाति अथवा मालिन्यं शब्दमालिन्यं वायुमालिन्यञ्च यत्र न्यूनेन भवति तादृशे स्थाने अहं मम योगाभ्यासं करोमि तादृशे स्थाने यदा अहं करोमि तदा कालः तावत् प्रातःप्रातः षड्वादने अनन्तरं सायङ्काले षड्वादने आरम्भङ्करोमि ततः अर्धघण्टात्मकः कालः अथवा एकघण्टात्मककालः मया योगाभ्यासार्थं दीयते तदनन्तरं प्राणायामं अर्धघण्टात्मककाले समापयितुं शक्नोमि यदि अधिकं कर्तुं मनः भवति तर्हि तदर्थं मया प्रहा प्रयासश्च सम्यक् क्रियते